मम पाकशालामध्ये मिक्सि अस्ति रेफ़्रिजरेटर् अस्ति अनन्तरं काफ़ि मेकर् अस्ति अनन्तरं ग्रैण्डर् अस्ति अनन्तरं विद्युत् तत् चुल्ली अस्ति अहं तत्सर्वम् उपयुज्य तद् पाकाकार्यं करोमि यदा एतादृशानि उपकरणानि उपलब्धनिा नासन् तदा अहं तत् नूतन उपकरणस्य उपकरणं विहाय अहं पूर्वं यदा आसीत् खलु तत् काफ़ि फ़िल्टर् स्वीकृत्य काफ़ीं कर्तुं शक्यते अनन्तरं तत् ग्रैण्डर् विहाय तत् शिलामद्ये तत् पाकं कर्तुं शक्यते विद्युत्चुल्लीद्वारा अहम् इदानीं कार्यं करोमि नो चेत् तत् पूर्वं गेस् आसीत् खलु तत् स्वीकृत्य एव अहं पचन्ति स्म नूतनं यदा अविष्कारः अभवत् तत्स्वीकृत्य अहं कार्यं करोमि तत् समयावकाशः समयस्य विषये किञ्चित् लघुसमये अपि सर्वं कार्यं कर्तुं शक्यते एतत् पुरातनी एव तत् कार्यस्य करणसमये समयः किञ्चित् विलम्बः आसीत् नूतनं आधुनिककाले पाकशालामध्ये कार्यं कार्यकरणसमये अनुभवः विशेषः अस्ति किमर्थमित्युक्ते तत् दशनिमेषे पञ्चदशनिमेषमध्ये सर्वं कार्यं तत् उपकरणानि एव क्रियन्ते तदेव अनुभवः